हरि ओं नमस्ते वय अहं पेपर् मध्ये एकं एड् दृष्टवती तत् फ़्लाट् फ़ार् सेल् इति अस्ति तत् कुत्र आगच्छति कीयत् स्क्वयर् फीट् तत् विषये किञ्चित् वदति वा मम नाम आदिलक्ष्मी अहं गोकुलं मध्ये वसामि कदा इत्युक्ते प्रथमं गोकुलं मध्ये अस्ति चेत् द्रष्टुं इच्छा अस्ति गोकुलं वा मम बज्जेट् कुत्र मिलति तत् द्रष्टुमपि इच्छामः वयं तु फ़ार्टि सिक्टि इच्छामः बज्जेट् नैन्टि लाक्स् तादृशं एय्टी तादृशं ओ अस्तु अस्तु प्रथमं दर्शयतु नवति लाक्स् मध्ये कि किुत्र आगच्छति स्थलं सम्यकस्ति वा वयं पश्यामः अनन्तरं रेट् मध्ये तत् आम् आम् वयं तु ईस्ट् फ़ेसिङ्ग् एव इच्छामः ईस्ट् फ़ेसिङ्ग्

आम् आम् आम् फ़ार्टि ओ अस्तु दर्शयतु प्रथमं अनन्तरं सम्यक् भवति चेत् प्रयत्नं कुर्मः नो चेत् अस्माकं बजेट् मध्ये किं आगच्छति तत् पश्यामः अनन्तरं अस्तु अस्तु गच्छामः वयं

अस्तु धन्यवादः राम् राम्